नमस्ते अहम् ओण्लैन् द्वारा एकं स्मार्ट् वाच् गृह्णीतं तत्र वाच् स्मार्ट् वाच् इति तस्य नाम अस्ति परन्तु तद् स्मार्ट् नास्ति नाम यदा किञ्चित् श्वेतः तस्य अधः पदति स्पर्शं भवति तदा तस्य कार्यं न करोति जटिति तद् आफ़् भवति तदनन्तरं वाटर्प्रूफ़् इति वदन्ति परन्तु वर्षः केरळे अधिगाधिकं वर्षं भवति तत्र वर्षे एकवारं तद् तत्तु अहं बैक् यानेन एकत्र गत्वा गृहं प्रति आगतवान् तस्य कार्यं न करोति एवं वेस्ट् अस्ति एतत्